सत्यघटनाधारितानि मम इष्टतमानि बहु पुस्तकानि सन्ति अद्य अहं न ज्ञातुं शक्नोमि अहं बहु पुस्तकानि पठितवती अहम् एकं पुस्तकं पठितवती एतत् कन्नडभाषायाम् अस्ति अहं किञ्चित् स्मरामि एतत् पुस्तकविषये एतत् पुस्तकम् इस्रेल् देशस्य अभिवृद्धिविषये अस्ति केन इस्रेल् देशः अभिवृद्धिम् अर्हन्ति इति इस्रेल् देशे बहु जनाः न अस्ति किञ्चित् जनाः सन्ति तेषां कृते किमपि नास्ति चेत् धनं नास्ति विद्या नास्ति ते तस्यां बुद्धिमत्तेण अभिवृद्धिं कुर्वन्ति इदानीं तस्याः देशाः उत्तमम् अस्ति बहु उत्तमेन बहु उत्तमकार्यं कुर्वन्ति